भारतदेशे मध्ये श्रीराममन्दिरं प्रसिद्धमस्ति हिन्दुधर्मे श्रीरामः भगवान्विष्णु अवतारः इति मन्यते प्राचीनभारतमहाकाव्यस्य रामायणस्य अनुसारं रामजन्म अयोद्ध्यायाम् अभवत् यतः अयं क्षेत्रं रामजन्मभूमिः इति नाम्ना प्रसिद्धम् अस्ति पञ्चाशत् शतके मुघलाः रामस्य जन्मस्थले बाबरिमज्जिदस्य निर्माणं कृतवन्तः हिन्दुमन्दिरस्य ध्वजः ध्वजसन्यास अनन्तरं मज्जिदस्य निर्माणं जातम् इति हिन्दुजनाः मन्यन्ते पञ्च पञ्च अधिकं वर्षे अस्य विव् विव् विवादस्य हिंसकपरिवर्तनं जातम् इलहाबाद् उच्चन्यायालयस्य लखनौ पीठिकायां तस्य स्थगितस्य आदेशात् पूर्वं विश्वहिन्दुपरिषदः विवादस्थले मन्दिरस्य आधारशिलां स्थापयत् ताप् स्थापयिष्यति घोषि घोषितवती आसीत् ततः परं विश्वहिन्दुपरिषदः श्री इत्येतेन सह धनम् इष्टकाञ्चितं सङ्गृहीत्वा वति रामः इति तेषु लिखितं पञ्च पाश्च् पश्चात् राजीवगा गान्धिमन्त्रालयेन विश्वहिन्दुपरिषदः स्थापनाय अनुमतिः दत्ता तत्तत् कालीनः गृहमन्त्री बुटासिंहः तत्कालिविश्वहिन्दुपरिषदः नेता अशोकसिंगलस्य अनुमतिं दत्तवान् प्रारम्भे केन्द्रराज्यसर्वकारयोः विवादस्थले अस्य ब बहिः आधारस्थापनसमूहं कर्तुं सहमतिः आसीत् परन्तु एकस्मिन् वर्षे नवम्बरमासे नवदिनाङ्के विश्वहिन्दुपरिषदि ने नेतॄणां साधूनाम् च समु मूहेन विवादितभूमौ सप्तगणपादपरिमितं गर्तं खनित्वा